हरिः ओम् नमस्ते सुप्रभातम् एतत् वुड्लैण्ड् इन्न् होटल् खिल आम् धन्यवादाः आम् मह्यैम् एकं प्रकोष्ठम् आवश्यकम् आसीत् पञ्चमदिनाङ्कतः तत्र मम कानिचित् कानिचन प्रश्नानि सन्ति तत्र प्रकोष्ठे अन्तरजालं वैफै इत्यादि लभ्यते वा आम् अस्तु तर्हि महोदयः तत्र अल्पाहारस्य विषये तत्रेव किमपि योजना अस्ति वा नोचेत् बहिर्गत्वा खादनीयम् वा ओ हो उत्तमं धन्यवादाः तत् सायङ्काले अहं मम किञ्चित् समयः भवति तदा तत् किञ्चित् व्यायामार्थं वा क्रीडार्थं वा किमपि इन्डोर् गेम्स् बेड्मिन्टन् इत्यादि सौलभ्यं अस्ति वा कोच् अपि लभ्यते ओ हो बहु उत्तमं तर्हि तत् भाटकं तत् अन्तर्जाले तु स्थापितं प्रतिदिनम् सहस्रं सार्धएकसहस्रम् इति अत्र किञ्चित् न्यूनं कर्तुं शक्यते वा इदानीम् अहम् दिनत्रयं वा दिनचतुष्टयं वा तिष्ठामि अतः डिस्कौण्ट् रूपेण डिस्कौण्ट् रूपेण तत् एकसहस्रं इत्यादि कर्तुं शक्यते वा अस्तु तथा अस्ति चेत् कनिष्टं नाम रात्रौ भोजनं भोजनव्यवस्था तत्रैव एतस्मिन् धनं स्वीकृ सार्धंएकसहस्रेव रात्रिभोजनमपि कल्प्यते चेत् वरं यतोऽहि अहम् दिनत्रयं तत् स्थास्यामि इति कारणेन कल्पयितुं शक्यते खिल अस्तु बहु धन्यवादाः महोदय तर्हि आरक्षणं करोतु अहम् आगमिष्यामि पञ्चमदिनाङ्के आम् धन्यवादाः